मम गृहे अन् ओदनमानयतु तत्रः घृतं पुनः नारियल् चट्निः पुनस्साम्बार् रसम् इत्यादिकं स्थापयतु आधिक्येन हा पुनः सालड् कृते हा ओनियन् कर्क् ओनियन्स् अपेक्षते पुनः कुक्कुम्बर् अपि अपेक्षते तत्र स्वयं किञ्चित् मधुः पुनः शीतलजलमपेक्षते एवं च मम कृते तत्र पार्शसलिकम् एग् आम्लेट् च अपेक्षते पुनः तमेकं चिकन् अपेक्षते तत्र चिकन् फ़्रैड् भवेत् एवञ्चः पनीर् टीकाः अपि स् तत्र स्थापयन्तु एवं च टु काफी टु ऐश् क्रीम्श् अपेक्षतेः एवं च तत्र रोटिका द्वयं पराण्डा एकम् अपेक्षते केबेज् भाजि एकं प्रेषयन्तु